हरि ओं नमस्ते आं सत्यं आं सत्यमहं योगं पाठयामि योगः स्वास्थ्यजीवनार्थं स्वास्थ्यरक्षणार्थं योग अपेक्षितं भगिनि

यो उभय उभयोः बहूनि भिन्नः अस्ति महान् व्यत्यासः अस्ति जिम्

इच्छति वा अहं वदामि अहं वदामि भगिनि जिं मध्ये तावत् केवलं शारीरिकव्यायामः भवति परं योगे शारीरिकमानसिक उभयोः विकासः भवति मनसि शान्ति भवति न ओन्ली प्राणायाम आसन न भगिनि अष्टाङ्गयोगः इति पतञ्जलिना उक्तं अष्टाङ्गयोगः अभ्यासकरणेन उभयोः विकासः भवति शारीरिकमानसिक विका विकासः भवति हा भगिनि आं भगिनि सत्यं आं पाठयामि आं अवश्यं पाठयामि भगिनि आगच्छतु भवते स्वागतं अवश्यं आगच्छतु अन्यान् विषयान् अत्र एव भाषामः धन्यवादः आं प्रातः षड्वादने आगच्छतु धन्यवादाः राम् राम्